नमोनमः महोदय अहं म् वङ्गप्रदेशतः वदामि वस्तुतः मम आवेदनम् अस्ति यत् अहम् इतः पूर्वं बहुषु अनाथाश्रमेषु शिशूनां कृते क किञ्चिद्धनं प्रदाय सहायं कृतवान् अधुना अहं भवतां संस्थायाः कृते किञ्चित् धनं ता दातुं इच्छामि तर्हि तत्र क कथं सम्पर्कः कर्तव्यः तत्र गत्वा किं करणीयम् इति इत्यस्मिन् विषये किञ्चित् मार्गदर्शनं करोतु

आमाम् तत्र दृष्टवान् गोशालास्ति गो तत्र तत्रैव दातव्यम्

आ आमाम्

तत्र हा पत्रे किं किम् आमाम् वदतु

हा तत् धनम् आमाम्

तर्हि धनं किं तत्र गत्वा एव दानीयमस्ति उत नाम ओन्लैन् मध्येपि दातुं शक्नोमि इत्यस्मिन् विषये